मम इष्टतमपर्यटनं स्थानम् अरविन्दाश्रमः

तमिल्नाडुराज्ये पुदुच्चेरिनगरे अस्ति किमर्थं तत्र गन्तुमिच्छामि चेत् तत्र शान्तिः पूर्वकं वातावरणं भवति अन्यदेकं स्वकीयस्थायिविद्या विस्मृत्य सर्वे एकसाधारणव्यक्तिरूपेण कार्यं कर्तुमिच्छान्ति प्रत्येकं परिगणना न भवितव्यमिति सर्वं मिलित्वा एकत्र कार्यं कुर्वन्ति यत्कार्यं ददाति तत्कार्यं श्रद्धापूर्वेण आचरणं कुर्वन्ति तदर्थं तत्र गन्तुमिच्छामि